धर्मशास्त्रेषु विभागः एवं भवति यत् मनुष्येण स्वजीवने किं कर्तव्यं किं न कर्तव्यं किं समीचीनमस्ति किम् असमीचीनमस्ति यतो यतो हि यदि मनुष्यः धर्मानुसारं स्वजीवनं चालयति तर्हि सः पुण्यम् अर्जयति पुनश्च तस्य वृद्धिः जायते जीवने सः उत्साहेन जीवति सः स्वजीवने सुखी भवति किन्तु सः यदि अधर्ममार्गेण जीवनयापणं करोति तस्य दुष्परिणामः परि तस्य दुष्परिणामं सः प्राप्नोति एतद् एव धर्मशास्त्रेषु उच्यते यतो हि पुराणेपि व्यासः महर्षिव्यासेन उच् उच्यते यत् परोपकाराय पुण्याय पापाय परपीडनम् इति अतः अस्माकं जीवनं धर्मशास्त्रानुसारं भवेत्